भारतेन अद्य बहुविधपर्यावरणसमस्याः सम्मुखीक्रियते तत्र मम प्रदेशे प्रायः नद्यः प्रवहन्ति तत्र प्रदूषणं जायमानमस्ति तडागाः सन्ति तत्र जलं न्यूनं जायमानं वर्तते प्रदूषणकारणात् भूगर्भायै तत्र सुनम्यं प्लेस्टिक् इत्यस्य स्थापनं जायमानं वर्तते तेन अधिकं हानिः भवत् अस्ति पुनः वर् वनानि यत्र सन्ति वनेषु वृक्षाणां छेदनं प्रचलति तस्मात् वृष्टिः न्यूना भवति तेन दुष्कालवत् अत्र स्थितिः उद्भूयते कृषिक्षेत्रेषु अपि एवमेव तत्र फ़र्टिलैज़र्स् कारणात् उत्तमं धान्यं न भवति ऋतुपरिवर्तनम् अपि एषु दिनेषु दृश्यते यथा पूर्वं जून् मासाद् आरभ्य वृष्टिः भवति स्म इदानीं कदाचित् जनवरि मासे वा भवति कदाचित् मार्च् मासे वा वृष्टिः भवति एवञ्च आवर्षमपि आतपः भवति शैत्यं तु न्यूनमेव जायमानमस्ति यतोहि ग्लोबल् वार्मिङ्ग् कारणेन सर्वत्र उष्णतायाः वर्धनमस्ति भारतेन यदि एतासां समस्यानां निराकरणं न क्रियते तर्हि झटिति एव पृथिव्याः तापमानस्य वर्धनं भविष्यति तेन हिमस्य अपि तत्र परिवर्तनं जले भविष्यति